भारतस्य आहारपद्धतिः मे मते द्वेधा वर्तते एका तावत् गृहीया पद्धतिः अन्या तावत् गृहात् बहिः वर्तमानानां मध्येमार्गाणाम् आहाराणां पद्धतिः इति तत्र गृहे वर्तमानेषु आहारेषु मे तत्र दोसा रोटी रोटी नाम रोटिका इति यत् या कथ्यते बहु इष्टं वर्तते पुनश्च लोकप्रियाणि खाद्यानि इति यानि सन्ति मे मते पुनः लोकप्रियम् इति कथयितुं न साधु कुतश्चेत् मे मत्या किञ्चित् लोकप्रियं भवति चेत् अन्येषां मते तत् लोकप्रियं न स्यात् अतः मे मत्या यत् प्रियं तत् वदामि मम प्रियं तु दोसा रोटिका इति बाह्यपदार्थाः तत्र बाह्य आहारपदार्थाः बहवः सन्ति तत्र तत् तत् प्रान्तीयस्थलेषु बहवः आहारः उपलभ्यन्ते यथा महाराष्ट्रे वडापाव् प्रसिद्धं वर्तते पुनश्च तत्र तमिल्नाडुप्रदेशे इड्लीसाम्बर् बहुप्रसिद्धम् एतेषु उपयुज्यमानाः उपस्काराः प्राधान्येन लवङ्गम् पुनश्च एलका लवणं मरीचिका अन्यान् उपस्कारान् अहं न स्मरामि एवं केचन उपस्काराः उपलभ्यन्ते